बाल्यात् मम इतिहासविषये आसक्तिः आसीत् कारणं शिवाजीमहाराजस्य इतिहासं वयं पठितवन्तः सः अतीवप्रभावितः शिवाजीमहाराजस्य विषये उच्यते यत् एतादृशः राजा हिन्दूसाम्राज्यस्य प्रथमराजा आसीत् यः राज्यम् अकरोत् येन मुघलजनानां तथा च यवनानां नाशः कृतः उत्तमः उत्तमं राज्यं स्थापितम् तेन सः अतीवशूरः पराक्रमी च आसीत् तस्य एतत् कर्तुं तस्य माता तं सर्वदा प्रेरीतवती सा जीज़ा माता सा स्वपुत्रम् एतादृशान् संस्कारान् दत्तवती येन सः सर्वदापि स्वतन्त्रताविषये एव चिन्तितवन्तः महाराजः सत्यमेव महान् राजा आसीत् तादृशः राजा अन्यः नास्ति इति अहं चिन्तयामि इतिहासः नाम शिवाजीमहाराजः इति समीकरणं सर्वत्र दृश्यते एषः शूरः पराक्रमी राजा सर्वत्र प्रसिद्धः अस्ति अतः तस्य सर्वाः कथाः अतीवप्रभाविताः सन्ति